आम् मया पूर्वं बृहत्तमं शिल्पं कृतं अस्मिन् कार्ये मया प्रेरणा यू के नगरस्य अनीशकपूर् इत्यनेन गृहीता यू के नगरस्य अनीशकपूरः स्वस्य उत्कृष्टकृतीनां कृते प्रतिष्ठितं पुरस्कारं प्राप्तवान् इति तु प्रसिद्धः एव अस्ति तस्य रहस्यमयरूपेण अद्भुताः सृष्ट्यः प्रेक्षकान् मुग्धान् त्यजन्ति तस्य शिल्पानि अधिकतया सरलरूपेण भवन्ति परन्तु तस्य वर्णाः एकवर्णीयताः तेजस्वीवर्णपर्यन्तं भवन्ति